हा आपणं सत्यम् उच्यताम् समीचीनम् हा अस्तु

सत्यं वर्तते अस्माकं समीपे बहवः आभरणादिकं वर्तते युष्माकं कृते कति आवश्यकम् आभरणादिकम् तथा च कथं क

अस्तु अस्तु अस्तु समीचिनं अहम् आभरणार्थम् आभरणविषये किञ्चित् विवरणं करोमि आभरणे बहवः आभरणादिकं वर्तते तत्र सुवर्णं पैयनूरु सुवर्णमिति वर्तते उडुपि सुवर्णं वर्तते मङ्गळूरु सुवर्णं वर्तते तथा च केरळस्य तथा च तमिळुनाडु प्रदेशीय आभरणादिकं वर्तते परन्तु ये कर्नाटके आभरणादिकं मिलन्ति तत् समीचीनतया एव वर्तते युष्माकं कृते कर्नाटकीयसुवर्णं यत् स्वीकुर्वन्ति तत् सम्यक्तया दृश्यते तथा च सम्यक् भवति इति मम अभिप्रायः तथा च अस्माकं कृते बहवः आभरणादिकं वर्तते त्रीण्यां वा तथा च

विवाहार्थं तथा च वरस्य वा वधोः इत्यादिकं बहवः आभरणानि वर्तन्ते अस्माकं कृते यदा युष्माकम् अस्माकम् आपणार्त् आपणं प्रति आगच्छन्ति चेत् सम्यक्तया दृष्ट्वा कति आभरणमपेक्षते कथम् आभरणमपेक्षते इत्यादिकं दृष्ट्वा युष्माकं स्वीकर्तुं शक्यते अस्माकम् आपणं उडुप्यां वर्तते आभरण ज्युवेलरि आभरण आपणम् इति तत्र बहवः आभरणादिकं मिलन्ति एकवारम् अत्र आगत्य स्वीकर्तुं शक्यते पुनः आभरणस्य तथा नाम सुवर्णस्य मौल्यं षड्सहस्र रूप्यकाणि अधुना प्रचलन् अस्ति अधुना एव स्वीकुर्वन्ति चेत् षट्सहस्ररूप्यकाणि भवति नो चेत् श्वः वा परश्वः वा अग्रिममासे वा यदा स्वीकुर्वन्ति तदा अधिकोपि भवति नो चेत् न्यूनतय न्यूनतयापि भवितुं शक्यते अतः युष्माकं कति सुवर्णादिकम् अपेक्षितम् इत्यादिकं दृष्ट्वा आगच्छन्तु सर्वेपि वयं दातुं शक्यते बहवः समीचीनतया सम्यक्तया वर्तन्ते आभरणादिकम् कति आवश्यकम् इत्यादिकं दृष्ट्वा स्वीकर्तुं शक्यते

शक्यते शक्यते भो परन्तु द्रष्टुं शक्यते परन्तु तत् आभरणं कथं वर्तते सम्यक् वर्तते वा न वा तथा च तत्र व्यत्यासोपि वर्तते वा इत्यादिकं द्रष्टुं न शक्यते यदा प्रत्यक्षं प्रमाणम् इति प्रत्यक्षमेव यदा भवान् आगत्य स्वीकरोति तदा सम्यक्तया भवति इति मम अभिप्रायः पूर्वमेव उक्तम् अतः युष्माकं यदा अस्माकम् आपणं प्रति आगत्य स्वीकरोति चेत् सम्यक् भवति इति मम अभिप्रायः

अस्तु भो धन्यवादः पुनर्मिलामः